आम् इदानीं सम्प्रति काले स्वास्थ्यसेवां कर्तुं सामाजिकसहकारं च दातुं युवसमूह सिद्ध वर्तते किन्तु पूर्वं वृद्धेभ्य चिकित्सालया न्यूना आसन् अपि च नेतुमपि क्लेशः भवति स्म वाहनव्यवस्था सम्यक् न आसीत् किन्तु इदानीं ज्येष्ठेभ्य गौरवदानं सम्यक् भवति अपि च अनेकसङ्घसंस्था सन्ति ते एतादृशविषयेषु अत्यन्तं रता सन्ति अतः सम सम्यक् सहकार सहकार प्राप्यते अत सर्वेपि स्वास्थ्यपरिरक्षणं कुर्वन्त सन्ति समीचीनतया